द्वाविंशत्युत्तरद्विसहस्रतमवर्षस्य जन्वरि मासस्य सप्तदिनाङ्कं एकविंशत्त्युत्तरद्विसहस्रतमवर्षस्य जून मासस्य प्रथमदिनाङ्कं त्रयोविंशत्युत्तरद्विसहस्रतमवर्षस्य अगस्त् मासस्य दशमदिनाङ्कं द्वाविंशत्युत्तरद्विसहस्रतमवर्षस्य फ़र्वरि मासस्य नवमदिनाङ्कं एकविशत्युत्तरद्विसहस्रतमवर्षस्य अप्रेल मासस्य अष्टादशदिनाङ्कं